मम प्रदेशे सामान्यतया जनाः किं वृत्तिं कुर्वन्ति यदि वयं अहं यदि वदामि तर्हि तत्र कृषिकाजं कार्यं करोति तत्र चिकित्सका अपि सन्ति शिक्षकः अपि अस्ति एकं विभिन्नकार्यं कोरति तन्मध्ये कृषिकार्यं प्रधानम् कार्यमस्ति अर्थव्यवस्थायां जीवनशैल्यां योगदानमपि कृषिकार्यं महत्वपूर्णमस्ति कृषिकार्यं यदि न भवति तर्हि कृषि कृषिलाभं किं भारतस्य निर्माणं निर्माणे अपि कृषिकार्य कृषकस्य भूमिका बहु सन्ति कृषकस्य भूमिका किं भवति कृषक् यदि खाद्यं उत्पादनं न करोति तर्हि किं भवति तर्हि अस्माकं देशे बहु समुश्रयाति बहिर्देशतः खाद्यम् आनयामि जदि तर्हि किं भवति तर्हि समस्या आ आगच्छन्ति जीवनशैल्यां न च प्रचलति सम्यक् रूपेण तर्हि भारतस्य कृषिकार्यं मुख्यतया मुख्यतया प्रधानमपि अस्ति कृषिकार्यं कृषिकार्ये ग्राम् ग्रामीणजनाः प्रदेशे प्रदेशे विभिन्नक्षेत्रेषु विभिन्न शाकानि फलानि विभिन्नवस्तूनि प्रेषयन्ति तर्हि अर्थव्यवस्थायाः भारतस्य ग्रोत् अपि भारतस्य अर्थव्यवस्था अग्रवर्ति भवतीति अहं मन्ये